मम लेवेन् स्टाण्डर्ड्तः तन्त्रज्ञानम् एव मम पठनम् इति कारणतः मम जीवनस्य परिवर्तनं जीविका इति सर्वमपि तन्त्रज्ञानेन एव आसीत् इदानीं तु तस्मिन् क्षेत्रे नास्मि चेतपि मम एकं यूट्यूब् चानेल् अस्ति मम हाबि निमित्तं सर्वदा अहं तन्त्र तन्त्रस्य तन्त्रज्ञानस्य उपयोगं कुर्वती अस्मि यदि एतद् तन्त्रज्ञानं न स्यात् मम एवम् एकं हाबि स्वीकृत्य तस्य एकः प्रगतिः पश्यामि इति स्थितिः एव न भवेत् पुनश्च यत्र कुत्रापि गन्तव्यं यत्किमपि कर्तव्यं झटिति गूगल् सर्च् वा अन्य अन्तर्जाल पुटानाम् अन्वेषणं वा कृत्वा तस्य ज्ञानं प्राप्य यः विषयः आवश्यकः तस्य ज्ञानं प्राप्य तद् कार्यं समीचीनतया कर्तुं शक्नुमः इत्येव इदानीम् स्थितिः अस्ति एतद् कार्यस्य एफ़िषियन्सि निपुणता इति तद् मम तन्त्रज्ञानम् अस्ति इति कारणेन समीचीनतया ज्ञात्वा कर्तुं शक्नुमः इति अस्ति इति कारणेन कार्यस्य निपुणता किञ्चित् एफ़िषियण्ट् अस्ति तत्र सामान्यतया यथा करोमि तस्य अपेक्षया तन्त्रज्ञानात् एतद् न्या तन्त्रज्ञानात् आवश्यकं विषयस्य ज्ञानं प्राप्य यदा कुर्मः तदा इतोऽपि कार्यस्य एफ़िषियन्सि बहु समीचीनतया भवति इत्येव मम अनुभवः